सर्वासाम् उपनिषदां परमं तात्पर्यं यत् ब्रह्मतत्वं तस्य प्रतिपादनाय वेदान्तशास्त्रं प्रवृत्तं बहवः वेदान्तसम्प्रदायाः सन्ति अद्वैतवेदान्तः द्वैतवेदान्तः विशिष्टाद्वैतवेदान्तः इत्यादयः तत्र अद्वैतवेदान्तसम्प्रदायस्य आचार्यपरम्परायां बहवः आचार्याः प्रसिद्धाः सन्ति ब्रह्मणः स्वरूपप्रमाणादिप्रतिपादकानि पञ्चपञ्चाशदधिकपञ्चशतं ब्रह्मसूत्रणि सन्ति तेषां ब्रह्मसूत्राणां प्रणेतारः व्यासमहर्षयः सूत्रकाराः इति प्रसिद्धाः गौडपादाः गोविन्दभगवत्पादाः शङ्कराचार्याः सुरेश्वराचार्याः वाचस्पतिमिश्राः विद्यारण्यस्वामिनः इत्यादयः बहवः आचार्याः अद्वैतवेदान्तसिद्धान्तप्रतिपादकान् बहून् ग्रन्थान् रचितवन्तः अद्वैतवेदान्तशास्त्रस्य संरक्षणे संवर्धने च एतेषां सर्वेषां योगदानं वर्तते विशिष्य अद्वैतवेदान्तस्य प्रचारप्रसारकर्मणि शङ्कराचार्याणां महत् योगदानं वर्तते शङ्कराचार्याः अद्वैतवेदान्तशास्त्रस्य भाष्यकाराः इति प्रसिद्धाः वेदान्तशब्देन सर्वाः उपनिषदः गृह्यन्ते वेदान्तशास्त्रस्य प्रतिपाद्यविषयः जीवब्रह्मणोः ऐक्यं उपनिषत्सु उपपादितमस्ति साक्षात् उपनिषदाम् अध्ययनेन सर्वे उपनिषद् वाक्यानां तात्पर्यार्थं ज्ञातुं न शक्नुवन्ति अतः शङ्कराचार्यैः प्रसिद्धानां दश उपनिषदां भाष्यं लिखितम् एवमेव भगवद्गीतायाः ब्रह्मसूत्राणां च भाष्यं शङ्कराचार्यैः विरचितं ये भाष्याणाम् अध्ययनं कर्तुं न शक्नुवन्ति तादृशानां कृते सरलतया वेदान्ततत्वं बोधयितुं शङ्कराचार्यैः विवेकचूडामणिः उपदेशसाहस्रि इत्यादिग्रन्थाः रचिताः भाष्येषु उपपादिताः विषयाः एव एतेषु ग्रन्थेषु सरलतया श्लोकरूपेण वर्णिताः एतेषां ग्रन्थानमपि अध्ययनम् एषां दुष्करं भवति तेऽपि वेदान्ततत्वानि अवगच्छेयुः इति धिया शङ्कराचार्यैः बहूनि स्तोत्राणि रचितानि तेषु स्तोत्रेषु अत्यन्तं सरलतया वेदान्तसिद्धान्ताः निरूपिताः एवं प्रकारेण शङ्कराचार्यैः जनानां स्तरानुगुणेन सर्वेभ्यः वेदान्ततत्वं बोधयितुं बहवः ग्रन्थाः रचिताः एवमेव वेदान्ततत्वप्रचारदृष्ट्या शङ्कराचार्यैः कृतं महत्त्वपूर्णं कार्यं यत् आम्नायपीठानां स्थापनं शङ्कराचार्याः देशे सर्वत्र सञ्चरन्तः तत्वोपदेशद्वारा जनान् सन्मार्गे प्रेरितवन्तः अविच्छिन्नतया गुरोः मार्गदर्शनं जनानां कृते भवेत् गुरुमुखात् जिज्ञासवः तत्वोपदेशं प्राप्नुयुः इति विचिन्त्य शङ्कराचार्याः देशस्य चतुर्षु दिक्षु चतुर्णाम् आम्नायपीठानां स्थापनं कृतवन्तः तेषु स्वशिष्यान् पद्मपादाचार्यान् सुरेश्वराचार्यान् हस्तामलकाचार्यान् तथा तोटकाचार्यान् पीठाधिपतिरूपेण नियोजितवन्तः इदानीमपि एतेषु आम्नायपीठेषु अविच्छिन्नगुरुपरम्परा अनुवर्तते सर्वेऽपि पीठाधिपतयः शङ्कराचार्याणां मार्गमनुसरन्तः समाजे अद्वैततत्वस्य प्रचारं प्रसारं च कुर्वन्तः सन्ति